नमस्कारः सामाजिक माध्यमलेखाः इदानीं जियो आगमनानन्तरं यूट्यूब् आगमनानन्तरं सर्वे विज्ञानम् अधिकं व्ययं विना स्वीकर्तुं शक्नुवन्ति अत्र सामाजिकः विषयः चेत् अत्र केरळे श्रीजितपणिक्करः अस्ति सः सामाजिकविषये बहु उत्तमरीत्या भारतसंस्कारम् अनुसृत्य वदन्ति तादृशाः अनेकाः सन्ति आत्मीयविषयाः तु बहवः सन्ति सर्वप्रियानन्दजी अस्ति पूर्णामृतस्वामिनः अस्ति तत्र मोट्टिवेशन् अथवा किं वदामः मोट्टिवेशन् व्यक्तित्व विकसनविषये अस्ति चेद् डोक्टर् पी पी विजयन् सर् अस्ति मोनिशशरीफ़् अस्ति तत्र अनिलकुमारः पी सि अस्ति सर्वे प्रतिदिनं तेषाम् आशयाः बौद्धिकविषयाः अत्र यूट्यूब्द्वारा प्रेषयन्ति बहवः तस्य उपयोगं तस्य सौकर्यं प्राप्य तेषां मनस्थितिम् उपरि कुर्वन्ति अतः मनोव्यापारस्य उत्तम अवस्थां प्राप्तुं शक्नुवन्ति अनन्तरम् इदानीं योगः विवाहविषयः कथं छात्रान् पार् परिपालनीयं तादृशः बहु विषयेषु इदानीं वयं यदा श लेखने लेखनतः यूट्यूब् प्रभाषणद्वारा वयं प्राप्तुं शक्नुमः एतद् एकः सुवर्णः अवसरः इति अहं चिन्तयामि धन्यवादः